हरि ओम् नमस्ते नमस्ते वदतु

अस्तु अस्ति आगच्छतु

सत्यं प्रकृतिचिकित्सा द्वारा एतादृशवेदना सर्वम् अपि वेदनायाः निदानं शक्यते परन्तु तत्र तत्र प्रकृतिचिकित्सामध्ये शीघ्रगुणमुखा न भवति तत्र समयः भवति किमर्थम् इत्युक्ते अस्माकं रुग्णालये रुग्णालय इति अस्माकं रुग्णालयं तु नास्ति अत्र प्रकृतिचिकित्सा केन्द्रे अत्र वयं ये जनाः आगमिष्यन्ति ते सर्वे रुग्णाः इति वयं न वदामः साधकाः इति वदामः किमर्थमित्युक्ते तेषाम् आरोग्ये आरोग्यविषये किञ्चित् इतस्ततः भवति तस्य कारणं जीवनशैल्यां किञ्चित् परिवर्तनं किञ्चित् न कदाचित् अधिकम् अपि परिवर्तनं करणीयं भवति तत् सर्वं परिवर्तनं करणीयम् इत्युक्ते गृहे स्थित्त्वा न शक्यते तत् तदर्थम् अत्र अस्माकं यत् प्रकृतचिकित्सा केन्द्रं यत् अस्ति तत्र भवितव्यम् अत्र वयं किं कुर्मः इत्युक्ते प्रातः काले शीघ्रम् उत्थानं गृहे जनाः भवन्ति चेत् गृहे विलम्बेन उत्थानं कुर्वन्ति अत्र तादृशं नास्ति सूर्योयात् पूर्वमेव उत्थानं भवति तदनन्तरं प्राणयामः अर्धघण्टापर्यन्तं अन्यान्यप्राणयामः क्रिया भवति तदनन्तरं योगासनं सामान्यतः एकघण्टां पर्यान्तं भवति तदनन्तरं क्रिया इति वयं वदामः जलनीति सूत्रनीति धौति इत्यादि अन्यान्यक्रिया वयं कुर्मः यत् भवत्याः वेदनानिवारणार्थं का क्रिया आवश्यकता अस्ति तदेव वयम् अत्र वदामः भवती अत्र करोति तद् गृहं गत्त्वा तदनन्तरं तत् अनुसरणीयम् एतादृशं भवति तदेव न आहारविषये अपि अत्र पथ्यं करणीयं सामान्यतः भवती गृहे यत् आहारं यत् सेवनं करोति तत् तत्र सर्वत्र रासायनिकम् उपयुज्य कृषिक्षेत्रे यत् भवती तत् क्रीतवती अत्र वयं किं कुर्मः इत्युक्ते आर्गेनिक् धान्यं तत्सर्वम् उपयुज्य बयं आहरनिर्माणं कुर्मः सायङ्काले अपि सत्सङ्गं भवति भजनम् इत्यदि सात्विकविषयचिन्तनं तत्सर्वं भवति तदर्थम् अत्र आगन्तव्यं गृहे स्थित्त्वा न शक्यते भगिनी हा अस्तु अस्माकं अत्र स्वगतकेन्द्रम् अस्ति अस्माकं केन्द्रे स्वगतकेन्द्रस्य दूरवाणी भवत्याः समीपे अस्ति तत्र पश्यतु एकसप्ताहानन्तरं तत्र स्थानं रिक्तम् अस्ति वा नास्ति इति स्थानं रिक्तम् अस्ति चेत् आग आगमिष्यति